चतुर्विंशत्यधिकद्विसहस्रे वर्षे जनवरी मासे नवदशदिनाङ्कः पञ्चविंशत्यधिक एकसहस्रे वर्षे डिसेम्बर् मासे पञ्चदशदिनाङ्कः पञ्चविंशत्यधिकद्विसहस्रे वर्षे फ़ेब्रुवरी मासे च चतुर्थदिनाङ्कः षड्विंशत्यधिक एकसहस्रे वर्षे मार्च् मासे षष्ठमदिनाङ्कः पञ्चविंशत्यधिकद्विसहस्रे वर्षे जुलै मासे तृतीयदिनाङ्कः षष्ठिः षड्विंशत्यधिकद्विसहस्रे वर्षे एप्रिल् मासे द्विषष्टिः दिनाङ्कः